यदि संस्कृतेः रक्षणं कर्तव्यं चेत् तदानीं पूर्वमेव अस्माभिः विचारणीयं कथम् अस्माकं संस्कृतेः रक्षणं भवेत् अस्माकं समाजस्य राष्ट्रनिर्मातारः बालकाः एव भवन्ति अतः अस्माकं दायित्वं भवति अस्माकं कर्तव्यं भवति यत् वयं बालकानां कृते सम्यक्तया संस्कृतेः संरक्षणाय तेषां कृते स्वल्परूपेण संस्काराणाम् अपि प्रदानं कर्तव्यं तथा च बालकानां जीवनेषु तथा च अस्माकं ग्रामस्य समीपे कुत्र यत्र कुत्रापि वयं वसामः तत्र संस्कृतिककार्यक्रमाः तथा च अनेकविधयः अनेकप्रकारकाः कार्यक्रमाः योजनीयाः यत्र बालकाः उत्साहेन तत्र भागं गृह्णन्ति एवं प्रकारेण अस्माभिः संस्कृतेः संरक्षणं कर्तुं शक्यते सांस्कृतिकपरम्परा तु बालकाः एव रक्षितुं शक्नुवन्ति यतो हि अस्माकम् अनन्तरं ये बालकाः आगच्छन्ति ते एव अस्माकं राष्ट्रस्य अनन्तरं सम्यक्तया निर्वहणं कुर्वन्ति अतः तेषां कृते संस्काराणां प्रदानं तथा च तथा च तेषां सहायेन संस्कृतेः रक्षणम् अपि कर्तुं शक्यते